उत्तमः प्रश्नः कस्मैचित् किमपि पद्यं वा लेखं वा उपहाररूपेण लिखितं वा इति वस्तुतः जन्मदिनस्य आचरणम् इति सामान्यमानवीया परम्परा बहूनां मित्राणां जन्मदिनं भवति तदानीमहं तेभ्यः मित्रेभ्यः शुभाशयान् पद्यरूपेणैव यच्छामि तेषां कृते तेषां जीवनाधारितमेकं पद्यं विरचय्य पुनश्च तेभ्यः ददामि ते अवश्यमेव नि प्रसन्नाः भवन्ति पुनः पुनः पुनः लिखतु इति प्रार्थयन्ति प्रार्थयन्ति एवं प्रकारेण एषः अनुभवः बहुभ्यः वर्षेभ्यः अस्ति पुनश्च तत्र आनन्दः अपि आगच्छति यत् कस्मैचित् मित्राय अस्माभिः किमपि छन्दः प्रदत्तम् इति एवं प्रकारेण अवश्यम् एतत् कार्यं मह्यम् अतीव रोचते